एकं दिनाङ्कः जनवरी मासः द्विसहस्रतमवर्षम् पञ्चादशदिनाङ्कः अगस्ट् मासः सप्तचत्वारिंशत्यधिकनवदशशततमवर्षम् षोडशदिनाङ्कः जून् मासः त्रिंशत्यधिकद्विसहस्रतमवर्षम् अष्टादशदिनाङ्कः एप्रेल् मासः द्विसहस्रतमवर्षम् सप्तदशदिनाङ्कः डिसेम्बर् मासः द्वात्रिंशत्यधिकद्विसहस्रतमवर्षम्